मया क्रीतस्य डेल् वोष्ट्रो इति नामकस्य गणकयन्त्रस्य विषये रुणात्मकः अनुभवः वक्तव्यः चेत् यद्यपि तस्य भारः न्यूनः एव अस्ति तथापि तस्य आकारः महान् इव किञ्चित् अनुभूयते अतः स्यूतः लघुः पर्याप्तः न भवति कुत्रापि एतत् यन्त्रं व्योढव्यं चेत् महान् एव स्यूतः गृहीतव्य भवति तस्य चार्जर् अपि आकृतिना गुरुः एव अस्ति अस्मिन् काले तु एतत् सामर्थ्यवन्ती जङ्गमदूरवाण्या दूरवाणीयन्त्राणि एव उपलभ्यन्ते अतः आकृतिविषये किञ्चित् एतद् अननुकूलकरम् एव अनुभूयेत् अनन्तरम् एतस्य की बोर्ड् यद् अस्ति तद् तदा तदा किञ्चित् विचित्रतया व्यवहरति परिवर्तनीयं च भवति प्रायः मम मया पञ्चवर्षेषु एतद् षण्मासे एकवारम् एव परिवर्तितम् अस्ति चत्वारि पञ्च वा परिवर्तितानि अनन्तरम् अहम् एक्स्टर्नल् की बोर्ड् उपयुज्य इदानीं कार्यं निर्वहन्ती अस्मि की बोर्ड् समस्या बहुधा जायते एतस्मिन् एवम् एतस्य नेगेटिव् एक्स्पीरियन्स् मया अनुभूतं महा एप्लिकेशन् किमपि इन्स्टाल् कृतं चेत् एतस्य वेगः बहु एव न्यूनः भवति तथा कारणतया तादृशकारणेन द्विवारं मया सर्वं आपरेटिङ्ग् सिस्टमेव री इन्स्टाल् करणीयम् आपतितं किन्तु किञ्चित् अप्डेट् द्वारा तद् समीकृतम् अभवत सा समस्या नास्ति किन्तु आरम्भे अपि एषा समस्या यथा न भवेत् तथा यदि कम्पनी जनाः अप्डेट् कर्तुं शक्नुवन्ति तर्हि वरं भवेत्